ग्रामीणक्षेत्रेषु कृषिकस्य बह्वयः समस्याः अस्ति तेषां कृते धनम् अधिकं नास्ति ये जनाः अधिकाः धनिकाः तेषां शयनं तत् स्वीकरोति तत् स्वीकर्तुम् अनन्तरं तस्य निमित्तं तेषां ये फलम् उत्पन्नं जायते तत् फलं नित्यं यद्धनमस्ति किल तत् मम हस्ते किञ्चित् न्यूनम् आसीत् किमर्थं कृषकाः अधिकं शिक्षिताः नास्ति तस्य बुद्धिः अधिकं नास्ति तदर्थं तदेव तस्य समस्या ततः ये जनाः अधिकं धनं तस्य क्षेत्रस्य मध्ये ते कार्ज्यं करोति तत् कार्ज्यं निमित्तं तस्य बहु परिश्रमः जायते परन्तु परिश्रमं निमित्तं यत् रेजल्ट् आवश्यकं चेत् फलम् आवश्यकं तत्तु तेषां कृते नास्ति तत् फलं निमित्तं किं करणीयं तस्य अधिका बुद्धिः आवश्यकी तस्य पार्श्वे धनम् आवश्यकं परन्तु कृषकः कृषकः अस्ति किल तत्तु बहु सरलः शान्तः शिष्टः तेषां कृते धनम् अस्ति वा नास्ति ते न चिन्तनं क्रियन्ते तत् फलं निमित्तं कियत् धनं तद् लभ्यते तदपि चिन्तनं ते न क्रियन्ते तदर्थं ते परिश्रमम् अधिकं क्रियन्ते परन्तु धनं निमित्तं धनम् आवश्यकं तस्य मनसि एषा चिन्ता नास्ति परिश्रमं क्रियते फलं सम्यक्तया अस्ति तत् कृत्वा ते सुखी भवन्ति परन्तु धनं नास्ति चेत् तदर्थं तस्य कृते समस्या अस्ति